अहं नगरप्रवासं कृत्वा अपि ग्रामे एव स्थातुम् इच्छामि यतोहि ग्रा ग्रामे यथा सौन्दर्यं विद्यते अथवा शान्तिः विद्यते तद्वयं नगरे द्रष्टुं न शक्नुमः तत्र च आदौ मनसः शान्तिः अपेक्षते यदि मनसि शान्तिः अस्ति तर्हि अस्माकं जीवनमपि सुकरं भवति तादृशी शान्तिः नगरे नैव लभ्यते नगरजीवनं तु झञ्झावातमिव भवति सर्वदा इतस्ततः भ्रमणं प्रदूषणं वायुमालिन्यम् अथवा जलमालिन्यम् इत्यादिकं सर्वत्रापि इदानीं मालिन्यं दरीदृश्यते परं ग्रामे तथा नास्ति स्वच्छं जलं रूचिकरं रुचिकरः आहारः लभ्य ते तेन सहैव ग्रामे जनानां बान्धव्यम् अथवा सौहार्दम् अत्युत्तमं भवति अतः अहं ग्रामे एव उषितुम् इच्छामि